विश्वे पर्यटनं व्यापारस्य आयस्य विदेशीयविनिमयस्य च साधनम् अस्ति पर्यटनम् एकमात्रम् उद्योगं वर्तते यस्मिन् पुञ्जीपतयः प्रबन्धकाः कुशलाः अकुशलाः श्रमिकाः नर्तकाः सङ्गीतकाराः अन्ये च बहवः जनाः रोजगारं प्राप्तवन्तः राजस्थाने पर्यटनक्षेत्रे निम्नलिखितसमस्याः सन्ति यथा भूमेः अभावः केन्द्रीयराज्ययोः बजटस्य अभावः ऋणस्य अभावः पर्यटकवासस्य समस्या पार्किङ्ग् समस्या परिवहनसमस्या प्रशिक्षितपर्यटकमार्गदर्शकानाम् अभावः च भारते पर्यटन उद्योगस्य प्रवर्धनार्थं केन्द्रीयराज्यस्तरयोः समन्विताः प्रयत्नाः करणीयाः यथा पर्यटनस्थलेषु स्वच्छतायाः सम्यक् व्यवस्था भवेत् विदेशीयपर्यटकानाम् अतिशुल्कं निवारणं कर्तव्यं पर्यटकानां कृते द्वे चत्वारि होराः पर्याप्ताः चिकित्सासुविधाः उपलभ्यन्ते